तत्र अस्माभिः आधिक्येन ओला उबर् इत्यादि केब् इतः इतस्ततः गमनार्थं तस्य उपयोगः क्रियते किन्तु प्रश्नः तत् तत्र सेफ़्टि सुरक्षा भवति न वा इति तत्र मम अनुभवः नाम एकदा रात्रौ द्वादशवादनकाले मया केब् बुक् कृतमासीत् प्रायः ट्वेण्टि किलो मीटर्स् एषः एर्पोर्ट् तः मम स्थानपर्यन्तं परिमितिः आसीत् तत्र रात्रौ तु बहु ट्राफ़िक् इत्यादिकं न भवति जनाः न भवन्ति यतः कश्चन भयः आसं भयम् आसीत् किञ्चित् भयमासित् किं वा अयं कि किमपि करोति वा अथवा अनार्यं किमपि करोति वा इति किन्तु सः बहु सम्यक्तया तत्र प्रापितवान् एवम् एवमपि अन्यत्र बहुधा मया अनुभवः प्राप्तः ते केब्स् जनाः स्वकीयं कार्यं बहूत् सम्यक्तया कुर्वन्ति अतः तेषां कृते साधुवादः इति अहं वदामि